मम प्रदेशे तावत् अस्मिन् पर्याये काङ्ग्रेस् पक्षः विजेता विद्यते तत्र सार्वकारिकी व्यवस्था तावत् यदा एलेक्षन्स् आगच्छति यदा अस्माकं जनप्रतिनिधीनाम् चयनं कर्तव्यं भवति तदा केवलं चलति तदा केवलं मार्गनिर्माणं चलति केवल जलस्थानानां संस्थापनं क्रियते एवं रूपेण जनप्रतिनिधिः यः वर्तते सः कार्यं कुर्वन्नस्ति तत्र इति न अस्माकं राज्ये एवं चलति मम प्रदेशस्य जनप्रतिनिधिरस्ति कृष्णभैरेगौड इति तेनापि कार्यं सर्वं बहु समीचीनतया क्रियमाणमस्तीति नास्ति यदा तावत् किं जनप्रतिनिधिचयनसमयः आगच्छति तदा केवलं सर्वं कार्यं चाल्यमानमस्ति शतवारं मार्गोत्खननं क्रियते तत् ततः तस्य अन्तः पैप् स्थाप्यते पुनः तस्य आच्छादनं क्रियते इति रूपेण महान् क्लेशः तैः जन्यमानः अस्ति इति तु वक्तुमिच्छाम्यहम् सर्वकारः यः प्रकृतः विदितः सः किञ्चिदपि समीचीनो नास्ति महिलानां फ्री रूपेण गमानागमनं दत्वा तत्र चालकाः वा भवन्तु पार्श्वे विद्यमान विद्यमानाः वा भवन्तु सर्वेपि अस्मान् कनिष्ठाः इव पश्यन्तः सन्ति तुच्छा तुच्छाः इव पश्यन्तः सन्ति अयं विभागः सत्यतया अयं सर्वकारः किञ्चिदपि सम्यक् नास्ति मम प्रदेशेपि सम्यक् नास्ति अस्माकं कर्णाटकेपि किञ्चिदपि सम्यक् नास्ति